नमस्कारः अहं भवतः आपणात् आन्लैन् माध्यमेन भोजनस्य कृते किञ्चित् आर्डर् क कृतवान् आसं तत्र ये नाम यः भोजनं स्वीकृत्य आगतवान् पुरः मम मां मह्यं दत्तवान् तत्र पश्यामि यत् फो यत् पुनः यत् प्याकेज् अस्ति तन्मध्ये छेदः वर्तते गर्तः नाम छेदः वर्तते तस्मात् फ यत् भोजनमस्ति तत् तस्य नष्टमपि जातम् तर्हि अधुना किं कर्तव्यं तस् तस्मिन् विषये किञ्चित् प्रिच् प्रष्टुम् इच्छामि यत् मम धनं पुनः लभ्यते उत एतत् पुनः प नाम प्रदाय धनं पुनः लभ्यते वा